चित्रम् अत्यन्तम् उपयोगकृतः कश्चन कला भवति तत्र मह्यं चित्रणावसरे विकाराणां मानवानां विकाराणां चित्रणावसरे एव किञ्जित् कष्टमनुभूयते यतो हि तत्र अस्माकं महती श्रद्धा आवश्यकी अतः मानवानाम् उत मानवानां चित्रणविषये च महती श्रद्धां दत्वा एव अस्माभिः तत् करणीयं भवति सामान्यतः सर्वेभ्यः दूरवाणीसम्भाषणमेकमस्ति खलु अधुना समापयामः